नमस्ते आम् वदतु महोदय आं श्वः वा कीडा महोदय मया न श्रुतं श्वः वा क्रीडा न तु आगामिनी वासरे वा अगामिनि मासे सम्यक् आम् आम् आम् इदानीं भवान् किं करोति किं करणीयम् इदानीं इदानीं श्वः आरभ्य वयं मिलित्वा किञ्चित् व्यायामम् अभ्यासं करिष्यामः तत्पूर्वं भवान् भक्षणकार्ये नियन्त्रणं करणीयं अमितम् अमितम् अमिततया भोजनं मा करोतु किञ्जित् मृद्वाहारम् खादनीयं पोषकार्थम् आहारं खादनीयं सस्यवर्गान् खादनीयम् इत्यादयः अपेक्षा वर्तते भवतः शरीरे ज्वरः अस्ति वा शीतम् अस्ति वा शरीर अस्वास्थ्यं वर्तते वा शरीरस्य ज्वरः वा ज्वरः अस्ति वा ज्वरमस्ति वा भवान् कस्मिन् विषये कौतनं धावनविषये आम् आमेवं वा किञ्चित् ओ ओ किञ्चित् तैलमावश्यकं धन्वन्तरं आवश्यकं धन्वन्तरतैलम् उपयुज्य शरीरं शरीरं शरीरं धन्वन्तरं कुर्वन् धन्वन्तरं तैलं शरीरं शरीरं सम्यक् परिपालनीयं परिपालनं परिपालितव्यं आं तदानीं अनन्तरम् इ इ आमाम् तत् मास्तु भवान् इ इदानीं तत् आदौ इदानीं भवान् परिश्रमं करोतु भवतः सर्वप्रयत्नं इदानीं करोतु विजयं भवति भविष्यति वा न भविष्यति वा इति चिन्ता मास्तु इदानीं भवान् तदर्थं सम्यक् प्रवर्तनं प्रयत्नं करणीयः इदानीं इदं अद्यप्रभृति अस्मिन् निमिषात् अनन्तरम् अस्माकं सम्भाषणानन्तरं भवान् सम्यक् चिन्तनीयं धन्यवादाः